हरि ओं महोदय शुभमध्याह्नः विम् आगामि विंशतिदिनाङ्के अस्माभिः गन्तव्यमास आस्म अतः बेङ्गलूरु प्रति गन्तव्यम् अस्ति अतः सूच्यते यत् विंशतिदिनाङ्के अत्र प्रातः सार्धसप्तवादने अत्र समागच्छन्तु इति यतो हि वयं नाम परीक्षार्थं वा इतोपि तस्य विषये नाम परीक्षायाः विषये किञ्चित् वस्तुतः सम्यक्तया ज्ञानं नास्ति नाम कुत्रचित् परीक्षा शेण्टर् इति अन्वेषणमपि करणीयम् अतः तस्य विषये तस्मात् पूर्वं गन्तव्यमस्ति अतः शीघ्रमेव सार्धसप्तवादने अत्र समागच्छन्तु इति उच्यते पुनश्च वयं चत्वारः जनाः गच्छा गन्तास्मः इति धिया भवान् शीघ्रं यावत् सः शीघ्रमागन्तुं शक्नोति चेत् तावत् शीघ्रं बहु सम्यक् इति अहं भावयामि